अहं कागदे अपि लिखामि पुनः टेपिङ्ग् अपि करोमि यतो हि भिन्नं भिन्नं कार्यं वर्तते मह्यं दूरभाषा रोचते अतः अहं दूरभाषायां टैपिङ्ग् अपि करोमि मम रोचते मह्यं रोचते अतः अहं करोमि एवमेव लेखनम् अपि मह्यं रोचते अहं लिखामि सर्वदा कथाः अपि अहं लिखामि कथाः मया लिख्यन्ते सर्वदा एवमेव रात्रौ अहम् अधिकतया लिखामि स्वस्य यः अनुभवः वर्तते तस्य तस्य विषये अपि अहं लिखामि एवमेव मया पठ्यतेऽपि पुर्वं मया किं किं लिखितं किं किं जायमानम् आसीत् मया सह तत् सर्वम् अहं तत्र या मम शञ्चिका अस्ति तस्याम् अहं पठामि एवमेव टैपिङ्ग् अस्ति तत्र मम मह्यं तत् अपि रोचते अहं टैपिङ्ग् बहु करोमि यदा कदा किमपि कार्यम् अस्ति यथा कथा रचनीया वर्तते तदानीम् अहं पुस्तके न लिखामि साक्षात् तया दूरभाषायन्त्रे एव लिाखामि टैपिङ्ग् करोमि तत्र एव रचयामि अतः मह्यं तु एते द्वे कार्ये एव रोचते एवमेव लेखने इदानीं परिवर्तनं तु अस्ति एव पूर्वं तु पत्रं पत्रेषु लिखन्ति स्म यत् वृक्षाणां पत्राणि आसन् तेषु एव लिखन्ति स्म जनाः इदानीं कागदम् अस्ति कागदे एव सर्वे जनाः लिखन्ति अतः लेखनमपि इदानीं परिवर्तनमस्ति एवमेव जनाः सर्वेषां लेखनशैली भिन्ना भिन्ना वर्तते अतः लेखनकृत्यानि अपि परिवर्तनानि जायमानानि अस्ति जनाः इदानीं लेखनापेक्षया कागदे लेखनापेक्षया टैपिङ्ग् एव कुर्वन्ति इच्छन्ति अपि तैः चिन्त्यते यत् वयं यदि साक्षात् साक्षात् तया टैपिङ्ग् एव कुर्मः तदानीम् ओन्लैन् माध्यमेन प्रेषयितुम् अपि शक्नुमः अतः ते सर्वे टैपिङ्ग् एव कुर्वन्ति अतः लेखने परिवर्तनम् इदानीं जातं वर्तते धन्यवादः